विद्यालयात् परं सहाय्यं शिक्षणस्य वा विशेषवर्गस्य विषये मम अभिप्रायः इदं वर्तते अयं वर्तते यत्

विशेषवर्गः उत्तमम् उत्तममेव भवति यथा इदानीम् अस्माकं शास्त्रे तु सर्वदा एकः एव पठति चेत् तत् सम्यक् न भवति यतोऽहि तस्य चिन्तनं कर्तव्यं चिन्ता न चिन्तनं कर्तव्यं सर्वैः मिलित्वा द्वित्रिजनाः मिलित्वा द्वित्रयः मिलित्वा चिन्तनं क्रियते चेत् तत् समीचीनं भवति तेन यः अंशः पाठितः तस्य सम्यक् अवधारणं भवति तथैव सायङ्काले विशेषवर्गं गन् गन्तव्यं चेत् तदा अधिकः परिश्रमः करणीयं भवति तत्रापि अस्मिन् दिने यः विषयः पाठितः तस्यैव पुनरावृत्तिः क्रियते तस्मात् कारणात् तस्य तस्मिन् विषये दृढता भवति अतः सः उपायः उत्तमः एव तथैव केचन छात्राणाम् केशाञ्चन छात्राणां सामर्थ्योऽपि अधिकः वर्तते तस्मात् प्रातःकाले अथवा दिने यः विषये यं विषयं पठति तं विषयम् अतिक्रम्य अन्यद् विषयः अन्यं विषयमपि सः सायङ्काले पठितुम् इच्छति चेत् तस्यैव तस्यापि अवकाशः प्राप्यते तेन तस्य बुद्धिः अधिकः विकसति